त्र्यधिकद्विसहस्त्रतमवर्षस्य मे मासस्य विंशतिदिनाङ्कः नवसप्तत्यधिक एकोनविंशतिशततमवर्षस्य अगस्त् मासस्य पञ्चदशदिनाङ्कः पञ्चाशदधिक एकोनविंशतिशततमवर्षस्य जनवरि मासस्य षट् विंशतिदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्त्रतमवर्षस्य अगस्त् मासस्य चतुर्विंशतिदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्त्रतमवर्षस्य जुलै मासस्य चतुर्दशदिनाङ्कः